लेखनार्थं कश्चन नियताभ्यासः आश्रयसे इति नास्ति यदा लेखनीयम् इति मनः भवति अथवा नूतनविचारः ज्ञातः उतस्फुरिताः तदा तावदेव मया लिख्यते लेखनार्थं मया आधिक्येन नूतनविचाराणाम् अध्ययनम् अन्येषां लेखनानां लेखकानां लेखनशैलीम् अवलोकयामि एतद् आधारेण मया लेखनं लिख्यते